अहं तन्त्रज्ञानस्य पुनश्च तस्य उपयोगस्य विषये शिक्षणः मूलभूतः आत्यन्तिकः मूलभूतः विषयः इति अहं मन्ये किमर्थम् अहं तत् चिन्तयामि इति चेत् तत्र तन्त्रज्ञानेन एव आधुनिकः जगत् प्रचलति यदि वयं किमपि स्वीकुर्मः आधुनिकः जगति यदि वयं किमपि स्वीकुर्मः यदि वयम् बाङ्क्मध्ये गच्छा गच्छामः अथवा रैल्वे स्टेषन्मध्ये गच्छामः अथवा एर्पोर्ट्मध्ये गच्छामः किमपि कुत्रापि वयं गच्छामः तत्सर्वं तन्त्रज्ञानेन एव तन्त्र् तन्त्रज्ञानाधारेण एव प्रचलति अतः तन्त्रज्ञानस्य तन्त्र तन्त्रज्ञानम् आधुनिक आधुनिकः जगति अत्यन्तं मुख्यं भवति अतः शिक्षणः तस्य शिक्षणः अपि अत्यन्तं मुख्यं भवति इति अहं मन्ये